मम राज्यस्य सांस्कृतिकपरम्परायाः परिरक्षणे उन्नयने च संस्कृतस्य योगदानं नितरां वर्तते एव यतो हि संस्कृतं संस्कृतिः इति उभयं प्रसिद्धमेव संस्कृतं विना संस्कृतिः नास्ति संस्कृत्या सह संस्कृतम् अपि वर्तते इति सर्वैः विदितविषयः एव कुतः संस्कृतं संस्कृतेः सम्बन्धः इति चेत् यत्र यत्र अस्माकं संस्कृतिः वर्तते तत्र सर्वत्रापि संस्कृतस्य किञ्चित् योगदानम् अवश्यं वर्तते उदाहरणार्थं पर्वाचरणम् इति यदि स्वीकुर्मः तर्हि संस्कृते तत्सम्बन्धिसर्वविषयाः अपि प्राप्यन्ते एव अतः संस्कृतस्य संस्कृतेः अवश्यं कश्चन सम्बन्धः अस्ति इति मम आशयः इदानीं पर्वाचरणम् इति यदि स्वीक्रियते तर्हि प्रत्येकस्यापि पर्वस्य कथमाचरणङ्कर्तव्यं कति दिनानि कर्तव्यानि तत्र कथं व्यवहारः भवेत् इत्यादिविषयाः अस्माकं पूर्व पूर्वजैः उल्लिखितः अस्ति तथा च ग्रन्थेषु उपलभ्यन्ते एव तस्मात् संस्कृतस्य योगदानम् अवश्यं राज्यस्य सांस्कृतिकपरम्परायाः परिरक्षणे उन्नयने च अस्ति इति मम अभिप्रायः